अद्य छायाग्रहणं बहु सुलभं वर्तते मोबैल्यन्त्रं स्वीकृत्य ता तेन एव छायाग्रहणं कर्तुं शक्यते एतैः एतेन बहु छाया ग्रहणमपि भविष्यति एतेषु किं स्वा स्वीकरणीयं किं न स्वीकरणीयम् इत्यपि आशङ्का भवेत् अतः एव किञ्चित् सौलभ्यमस्ति किञ्चित् तु कोलाहलः अपि अस्ति इति मम पा मतिः अतः एव अस्य जागृकतया तस्य उप उपयोगं कर्तुं करणीयमिति मम मनीषा